अहं बाल्यतः चित्रलेखनस्य अभ्यासं कृतवती मह्यं चित्रलेखनं बहु रोचते यदा अहं बाला आसं चित्रपुस्तकानि दृष्ट्वा रेखाचित्रं कृतवती पश्चात् दीर्घकालं यावत् अहं न कर्तुं शक् शक्तवती यद्यपि मम रुचिः अस्ति पश्चात् कदापि अहम् अवश्यं करिष्यामि अन्तर्जाल सुविधा तदा नास्ति न आसीत् इदानीम् अहं तस्य उपयोगं कर्तुं शक्नोमि